ज्येष्ठाः कार्यं साधयितुं बहु उत्सुकाः भवन्ति किन्तु तेषां दैहिककारणात् तेभ्यः सुलभतया कार्यं साधयितुं कष्टं भवति अतः ते केवलं प्रोत्साहयन्ति तथैव मार्गदर्शनं कुर्वन्ति तेषां मार्गदर्शनं प्राप्य युवानः अति उत्साहसम्पन्नाः भूत्वा कार्यं कुर्वन्ति युवानः ज्येष्ठानां मार्गदर्शनमिच्छन्ति तेभ्यः स्वयम् अनुभवः न भवति ज्येष्ठाः तु प्रथममेव सम्यक् अनुभवं प्राप्य मार्गदर्शनं कुर्वन्ति अतः एव वदन्ति प्राक्तनतन्तुः नूतनपल्लवः अस्ति चेत् वृक्षः बहु शोभायमानः भवति इति